अहं मध्यमवयसि अस्मि कदाचित् ज्येष्ठाः युवानश्च भिन्नं विषयम् अपेक्षन्ते तदा किं करणीयम् इति सर्वेषां संशयः भवत्येव अतः किं करणीयम् इत्युक्ते यदि तेषां वचने साधुत्वं वर्तते तर्हि तद्वचनम् अनुसरणीयं स्वयमेव विविच्य जीवने निर्णयः सर्वदा न शक्येत यतोहि मध्यमवयस्काः जगति नूतनाः अपि च तैः अपेक्षितं सर्वमपि करणीयम् इति नास्ति सर्वोपि जन्तुः स्वमार्गे स्वतन्त्रः स्वतन्त्रः इत्यतः किमपि कर्तुं न शक्यते अतः ज्येष्ठानां वचनं तेन अपेक्षितं किञ्चित् अनुष्ठेयं भवति यदा प्रमाणेन सिद्धं भवति तदा तत्कर्तुं शक्यते प्रमाणेन असिद्धम् अपि कदाचित् कर्तव्यं भवति एवं ज्येष्ठाः युवानश्च भिन्नं विषयम् इच्छन्ति तदा इत्थं समन्वयः शक्यते